भारतस्य आहारपद्धतिः दक्षिणभारते अन्नं परिवेशयतु परिवेशणं परिवेशयितुं शक्यते अन्नं प्राधान्यम् अस्ति दक्षिणभारते अन्नं प्राधान्यम् अस्ति अन्नम् व्यञ्जनं तक्रं पर्पटम् अचार् ए एस ए सर्वे एकं पत्रम् पत्रे परिवेषणं परिवेषणं कर्तुं अस्ति जनाः परिवेशयन्ति ये दक्षिणभारतस्य आहारपद्धतिः परन्तु उत्तरभारते रोटि रोटिगा घृतम् घृतपायसं घृतपायसं क्षीरपायसं ये सर्वे उपयोगं कर्तुं उपयोगं कुर्वन्ति दक्षिणम् उत्तरम् उत्तरभारते सर्वे जनाः मधुरं बहु अधिकं खादन्ति खादन्ति दक्षिणभारते जनाः के केरला राज्ये जनाः उष्णजलं बहु बहुविधं प पा पानीयम् क क कति कति व्यञ्चनं व्यञ्जनं निर्माणं कर्तुं न नारिकेलं नारिकेलं मरीचिका जीरं मल्लि लशुनं सर्वम् उपेयम् उप सर्वे उपस्कराः सर्वे उपस्कराः उपयोगम् कर कुव कुर्वन्ति